उजिरे प्रदेशे मौल्यशिक्षणस्य विशेषम् अवधानं दीयते सर्वत्र अत्र ये छात्राः आगच्छन्ति तेषां कृते भारतीयमौल्यानां प्रभावः कथं भवति तथा उपदेशः अत्र वर्तते तथा अनुसरणमपि अत्र भवति वस्तुतः पारम्परिकशिक्षणार्थम् अत्र सिद्धवनगुरुकुलम् इत्यस्ति अष्टचत्वारिंशतधिक एकोनविंशतिशततमे वर्षे अत्र सिद्धवनगुरुकुलम् इति श्रीक्षेत्रधर्मस्थलस्य मञ्जय्यहेग्गडे महोदयः तस्य विशेषप्रयत्नेन सिद्धवनगुरुकुलं स्थापितं पञ्चसप्ततिवर्षाणि अतीतानि तत्र अन्यान्यप्रदेशेभ्यः छात्राः आगत्य उषित्वा विद्याभ्यासं कुर्वन्ति तेषाम् अध्ययनं तु पदविपूर्वमहाविद्यालये पदवीमहाविद्यालये प्रौढशालायां च भवति परन्तु एषः ग्रामीणप्रदेशः इति मत्वा अत्रत्यानां छात्राणां कृते वासव्यवस्था न क्रियते चेत् अत्र छात्राः न आगच्छन्ति इत्यपि विचार्य मञ्जय्यहेग्गडे महोदयः सिद्धवनगुरुकुलं स्थापितवान् तत्र छात्राः प्रतिदिनं प्रातः पञ्चवादने उत्तिष्ठन्ति स्वकार्यानन्तरं नित्य अनुष्ठानानन्तरं तत्र कृषिकार्यं कुर्वन्ति अनन्तरं प्रतिदिनं प्रार्थनां कुर्वन्ति सायङ्काले भगवद्गीतायाः रामायणस्य महाभारतस्य च बोधनं भवति छात्राः गुरुकुले यथा वर्तते तथा श्वेतवस्त्रं धृत्वा भोजनम् इत्यादिकं भोजनं इत्यादिकं स्वीकुर्वन्ति आहत्य अत्रत्याः छात्राः भारतीयपारम्परिकशिक्षणव्यवस्थायां या व्यवस्था अस्माभिः श्रूयते सा व्यवस्थाम् इदानीम् अनुसरन्तः सन्ति तद्विहाय पारम्परिकशिक्षणं प्रदातुम् अत्र अन्या काचिद्व्यवस्था नास्ति पूर्वमासीत् यक्षगानम् इति एका कला यक्षगान अभ्यस् अभ्यसनार्थं अध्ययनार्थं अत्र यक्षगानगुरुकुलम् आसीत् छात्राः आगत्य यक्षगानम् अधीत्य यक्षगानम् अनुसृत्य नाट्यादिकं कुर्वन्ति स्म इदानीं सा व्यवस्था श्रीक्षेत्रधर्मस्थले अपि नास्ति अत्र पारम्परिकमाध्यमेन संस्कृतशास्त्राणि अध्येतुं जनाः प्रायः बेङ्ग्लूर्नगरं गच्छन्ति शृङ्गगिरिं गच्छन्ति अनन्तरं उडुपीनगरे तादृशी व्यवस्था अस्ति संस्कृतविशेषाध्ययनार्थं तत्र अत्रत्याः जनाः अङ्गुलिप्रमेयाः तथा गच्छन्ति अन्ये सर्वेपि अत्र या आधुनिकशिक्षणव्यवस्था वर्तते तां व्यवस्थां स्वीकृत्य अध्ययनं कुर्वन्ति तत्र तत्र गृहेषु ये पण्डिताः सन्ति ते प्रतिदिनं सायङ्काले पाठयन्ति तत्र अध्ययनमपि कुर्वन्ति एवं पारम्परिकशिक्षणस्य व्यवस्था अस्मिन् प्रदेशे वर्तते